पात्रप्रक्षालनं तु प्रत्येकस्याः गृहिण्याः दैनन्दिनकार्यक्रममेव किमपि गृहिणी पाकगृहे पचति तत् पात्रं तु प्रक्षालनीयमेव कानिचन पात्राणि भवन्ति क्षीरपात्रं अथवा दधिपात्रं अथवा तैलपात्रं एतादृशानि पात्राणि क्षालितुं किञ्चित् अधिकश्रमः भवति तदर्थं गृहिणी विविध विविधानि प्रयुज्य प्रयुञ्ज्य पात्रप्रक्षालनं करोति गृहे तदर्थं भस्मम् अपि पूर्वकाले भस्मम् तस्य प्रयोजनं पा उपयोगं भवति स्म अधुना अधुनातु आधुनिककाले बहूनि पात्रप्रक्षाल प्र प्रक्षालद्रव्याणि द्रव्याणि उपल्भ्यानि सन्ति तेषु लिक्विड् द्रवरूपेणापि घनपदार्थरूपेणापि चूर्णरूपेण अपि बहुधा ब बहु साधनानि उपलभ्यानि सन्ति पात्रक्षालनं बहु प्रधानकार्यक्रमं भवति क् कुत इति चेत् पात्रप्रक्षालनं सम्यक् भवति चेदेव आरोग्यं भवति अस्माकं आरोग्यं तु गृहिण्याः पाकगृहे एव भवति तस्मिन् पचनं खादनं एतानि एतानि सर्वाणि बहु आवश्यकानि तथैव पात्रप्रक्षालनं सा पा शुद्धरूपेण पात्रशोधनं अति आवश्यकं भवति अतः साधनान् उपयो किमपि गृहिणी उपयुञ्जते ते स् त ता तत् तानि साधनानि आरोग्य कराणि भवेयुः अतः किमपि प्रयुञ्ज्य क किमपि कस्यापि साधनस्य उपयोगं क करोतु किन्तु तत् ता तत् पश्चात् तस्य तस्य उपयोगस्य पश्चात् जलेन वा स् सम्यक्रूपेण क्षालनं आवश्यकं भवति